भारतदेशं बहु मोदते सर्वमपि तत्र अस्ति संस्कृतं संस्कृतिः इतिहासः पुण्यनद्यः पुण्यपर्वताः भिन्न भिन्न भाषाः भिन्न भिन्न जनाः तथापि एकता अस्ति